एलेक्ट्रिशन् अस्ति वा अहं राम्टेक्तः वदामि मम गृहे मम शीतलयन्त्रं सम्यक्तया न कार्यं करोति जलं शीतलं शीतलं न भवति किमपि जातं न न न न भवति एकवारम् आगत्य आगत्य पश्यति वा न न दृष्टं प इदानीं पश्यामि तिष्ठतु हा सम्यक् अस्ति तद् फ़्यूस् न भवान् भव भवति

अहं तद् गान्धिचौक्त्य आम् शीतल्वाडि ग्रामे राम्टेक् क्षेत्रे तत्र निवसामि अहं कदा आगमिष्यति भवती एव आग भवती एव आगमिष्यति एव भवत्याः भवती भवत्याः सहायकः आग आगमिष्यति कति रूप्यकाणि स्वीकरोति अहं प्रतिष्ठानमेवा आगत्य ददामि तद् रूप्यकाणि हा कार्यं का ए अन्यकार्यमपि करणीयं मम मम द गृहे द दण्डदीपमपि सम् न सम्यक्तया कार्यं न करोति आमां बहूनि यन्त्राणि सम्यक्तया कार्यं न करोति कुर्वन्ति एवम्

एवम् आगच्छतु स्वीतस् स्यूतः स्वीकृत्वा अद्य सायङ्काले एव आगमिष्यति वा न अद्य सम् बहु शीघ्रं शीघ्रता वर्तते आं गम् गमिष्यामि श्वः बहिर् बहिर्गमिष्यामि अहं अधिकानि रूप्यकाणि स्वीकर्तुं न परन्तु अद्य एव आगच्छतु

ना ड दण्डदीपम् एव सम्यक्तया न कार्यं करोति अन्यानि सर्वाणि वस्तूनि सम्यक्तया कार्यं करोति सर्वाणि यन्त्राणि सम्यक्तया कार्यं करोति न तद् सम्यक् अस्ति व वर्तते

अस्माकं क्षेत्रे बहु नास्ति एलेक्ट्रिशन् भवती यदि मम गृहे सम्यक्तया कार्यं करोति त तर्हि अन्यजनानां गु गृहस्य कार्यमपि लभ्यते स्थापयामि वा स्थापयामि वा आं राम्टेके एव शीतल्वाडि ग्रामे एवं स्थापयामि सन् स्वागतं स्वागतम्